नमस्ते किम् अपेक्ष्यते हा मम एकं पुस्तकं

श्वः कोपि कोपि लेखनार्थं तत् क्लास्मेट् मध्ये भवितव्यं क्लास्मेट् कम्पनी तत्र द्विशतं पुटाः आवश्यकम् आम् आं अत्र पुस्तके वा तत्रा वर्गाः भवन्ति खलु तद् तत् किमपि भवतु तत् किमपि भवतु परन्तु द्विशतपुटसहितं पुस्तकम् अपेक्ष्यते पुस्तकं तु पञ्च पुस्तकानि पञ्चपुस्तकानि तदनन्तरं लेखनी लेखनी तत् पेकेट् मध्ये पञ्च दश तथा आगच्छन्ति खलु तत्र एकं पेकेट् दश एकं पेकेट् मध्ये दश लेखन्यः लेखन्यः आगच्छन्ति खलु तद् तत्र ब्लू एकं ब्लाक् एकं पेकेट् आवश्यकं कियत्

हा द्वयं पेकेट् द्वयं ददातु

हा कियद् भवति मिलित्वा पुस्तकस्य केवलं पुस् पुस्तकानां पुस्तकानां कियद् भवति एकस्य पु पुस्तकस्य कियत् सिक्स्टि पञ्चदश वा पञ्चाशत् वा अस्तु अस्तु पञ्चाशत् रूप्यकाणी तर्हि पञ्चपुस्तकानि कियत् भवन्ति पञ्चाशताधिकद्विशतरूप्यकाणि भवन्ति खलु पुस्तकस्य तस्य लेखन्याः शतं वा हा हा दश ब्लू मध्ये हा दश ब्लाक् मध्ये दश ब्लू मध्ये मिलित्वा शतम् अस्तु त्रिशतं पञ्चशताधिकत्रिशतम् अस्तु मम किञ्चित् न्यूनीकृत्वा ददातु बहु नयामि खलु त्रिदश त्रि हण्ड्रेड् अन् तर्टि वा किं विंशतिः विंशतिः एव न्यूनीकरणं क्रियते वा किमर्थं न न न मिलित्वा

आं पञ्च पुस्तकानि नयामि खलु पञ्च पुस्तकानि नयामि खलु एकं पुस्तकं मम एकस्य पुस्तकस्य मा स्वीकरोतु न न न अहम् अहं न न न अहं तु रेगुलर् कस्टमर् अस्मि खलु आं न न न एवं पञ्चाशतधिकत्रिशतरूप्यकाणि मिलित्वा भवन्ति खलु तत्र पुस्तकस्य पञ्चाशतदिकद्विशतं वर्तते तत्र किञ्चित् न्यूनीकरणं कर्तुं शक्यते खलु अस्तु भवतु विंशत्यधिकत्रिशतं ददामि अस्तु